मया व्याकरणशास्त्रम् अधीतं तत्र व्याकरणशास्त्रे केवलं शब्दप्रमाणम् अङ्गीक्रीयते अथवा स्वीक्रीयते व्याकरणे मुनित्रयम् अस्ति पाणिनिः एवं वैय्याकरणः वैयाकरणः अस्ति पतञ्जलिः एवं च कात्यायनः वररुचिः ते सर्वे अपि शब्दस्योपरि एव ध्यानं स्थापयन्ति शब्दस्येव अङ्गीकरणं कुर्वन्ति व्याकरणे यथा व यद्यपि वयं व्याकरणे सर्वं लिखामः सूत्राणि लिखितानि प्राप्यन्ते परं पूर्वतनकाले सर्वदा श्रवणमेव व्याकरणस्य मूलं भवति यत् शृणुमः तस्यैव प्रमाणं स्वीकृत्य अस्माभिः कार्यं वा क्रियते य यत् पठनमपि क्रियते अतः किमर्थम् इति तु मया उत्तरं दत्तम् इदानीमेव यतोऽहि व्याकरणं श् शब्दस्योपरि इत्युक्ते भाषायाः वचन शैलीं शुद्धं कर्तुं व्याकरणशास्त्रस्य रचना अभवत् अतः यत् वदति भाषा इत्युक्ते या भाष्यते सा सा भाषा इति अहं वदामि अतः यदि यदा वयं वदामः भाषां तत्र दोषः दोषः न भवेत् इति मत्वा एव व्याकरणशास्त्रस्य रचना अभवत् अतः तानि प्रमाणानि एव केवलं शब्दप्रमाणं प्रमाणमेव स्वीक्रीयते व्याकरणम्